नमस्कारः बदर्घाट् इति रैलकस्थानतः मम त्रयः सहपाठिनः आगमिष्यन्ति कृपया तान् अगर्तलायां जगन्नाथमन्दिरं प्रति आनयतु बत्तला इति मार्गेण आगच्छन्तु इति मम सम्पर्कसङ्ख्या अष्ट सप्त पञ्च शून्यं द्वे एकं पञ्च त्रीणि कृपया क्याब् बुक् कुर्वन्तु इति निवेदनं धन्यवादः